मम गृहस्य नातिदूरे एव देवालयः अस्ति सः ईश्वरस्य देवालयः वरदेश्वरदेवालयः इति अस्माभिः कथ्यते तस्मिन् सर्वेपि ग्रामीणाः आगत्य पूजां कुर्वन्ति एवं भक्त्या भजनं कुर्वन्ति ध्यानं कुर्वन्ति मन्त्रोच्चारणादिकञ्च कुर्वन्ति तत्र मया यदा गम्यते तदा अहं रुद्रपारायणं करोमि तेन मम बहु आनन्दः लभ्यते यतः देवस्य पुरस्तात् उपविश्य सस्वरं वेदानां पारायणं यदा क्रियते तदा मनसः चाञ्चल्यं निर्गतं भवति देवे अस्माकं मनः स्थिरं तिष्ठति तेन अत्यन्तस्मम् अत्यन्तम् आनन्दस्य अनुभूतिः भवति